मया एतावता कदापि कलाप्रदर्शन्यां भागग्रहणं न कृतमस्ति एवञ्च तस्य विषये अहम् अधिकं किमपि तु न जानामि परन्तु यदि मम कृते कोऽपि अवसरः लभ्यते कलाप्रदर्शन्यां गन्तुं तर्हि अहं तत्र अवश्यमेव गच्छामि अहं मम गृहे यत् वेस्ट् सामानं वर्तते तत् स्वीकृत्य किमपि तस्य सम्यक्तया निर्माणं क्रियते एवञ्च तत् स्वीकृत्य अहं कुत्रचित् यदि मम कृते अवसरः प्राप्यते चेत् अहं गन्तुम् इच्छामि इति